नमस्ते मया एकं कारयानम् अपेक्ष्यते अस्माभिः मित्रैः सह तत्र महाबलेश्वरम् इति प्रेक्षणीयं स्थानं प्रति गन्तव्यमस्ति प्रवासोयं दशदिनानां वर्तते भवतां प्रतियोजनं कियत् मूल्यम् अस्ति तद् नियमानुसारं सूचयन्तु किञ्चित् न्यूनं भवति चेत् समीचीनं भवेत्

अहम् अग्रिमसोमवासरे आगत्य कारयानं स्वीकरिष्ये